नमस्ते सुरेशमहोदय भवान् अत्र कार् यानम् आनेतुं कियन्तं समयं स्वीकुर्यात् अहं जानामि यत् अयं मार्गः इदानीं निर्माणाधीनः अस्ति अतः भवान् मम गृहसमीपम् आगन्तुं कियन्तं समयं स्वीकुर्यात् कृपया समयं सूचयतु येन मम सज्जीकरणे साहाय्यं भवति